संस्कृतं देवभाषा वर्तते एषा भाषा बहु पुरातनी यदा आङ्ग्लभाषा हिन्दीभाषा कन्नडभाषा इत्यादिभाषाः नासन् तदारभ्य एषा भाषा वर्तते इति कृत्वा बहवः अस्याः भाषायाः एकं तु काठिन्यं चिन्तयन्ति एषा भाषा बहु कठिना इति चिन्तयन्ति परन्तु अस्याः भाषायाः वैशिष्ट्यं ते न जानन्ति यथा अन्यासु भाषासु क्रियापदम् अनन्तरं विषयः एतयोः सम्बन्धं कल्पयितुं बहुक्लेशः भवति सः क्लेशः संस्कृतभाषायां नास्ति यतोहि संस्कृतभाषायां यः यत् क्रियापदं वर्तते तत् अग्रे एव भवेत् पृष्ठे एव भवेत् इति नियमः नास्ति संस्कृतभाषायां तु क्रियापदं कुत्र वा भवतु तत् विषयेण सह साक्षात् अन्वयं प्राप्नोति परन्तु एवम् अन्यासु भाषासु नास्ति यतः अन्ये येनां भाषां न जानन्ति अतः तेषाम् एवम् अपकल्पना वर्तते यत् एषाम् अस्यां भाषायामपि तथैव स्यात् परन्तु तथा नास्ति संस्कृतभाषायां बहु सरलता वर्तते येन ग्रहः बहुशीघ्रं भवति अपि च एषा भाषा बहुशीघ्रम् अध्ययनं कर्तुमपि शक्यते अन्या भाषा तथा शि शीघ्रतया अध्ययनं कर्तुं न शक्यते परन्तु अस्याः भाषायाः वैशिष्ट्यम् अस्ति यत् एनां भाषां कः यः कोपि बहुशीघ्रतया अध्ययनङ्कर्तुं शक्नोति परन्तु अपकल्पना एवं वर्तते यत् एनां भाषाम् अध्ययनं कर्तुं बहुकालः गच्छति इति